अहं तु क्षात्र शास्त्राध्ययनक्षेत्रे रता अस्मि मत्क्षेत्रद्वारा साक्षात् महान् यत्नः क्रीडाक्षेत्रं प्रति न क्रियते तथापि अस्माभिः भगवद्गीतादिग्रन्थाः अधीयन्ते तत्र मनुष्यस्य जीवने तेन कथमाचरणीयं किमाचरणीयं इत्यादिविषयाः ज्ञापिताः सन्ति कथं स्वलक्ष्यं दृढं कष्टं चेदपि दृढतया स्वपादः पादक्रमः कर्तव्यः इत्यादिक्रमः ज्ञापितो वर्तते तद्वारा यदि विकलाङ्गाः भिन्नरूपेण समर्थाः इत्युच्यन्ते तेषां कृते तेषां लक्ष्यगमनार्थं तेषां क्रीडाक्षेत्रे प्रेरणार्थं साहाय्यं भवति क्रीडाजनान् तादृशक्रीडाजनानां कृते पेरालिम्पिक् पेरा स्पोर्ट्स् इत्यादि बहवः क्रीडाः उपलब्धाः सन्ति इदानीन्तनकाले तु बहवः वरुण् भाटि देवेन्द्रजझारिया इत्यदि बहवः तादृशक्रीडापटवः ओलम्पिक् स्थाने पेरालम्पिक् स्थाने पदकं प्राप्य स्वदेशस्य भारतस्य नाम सक सकलजगति प्रकाशितवन्तः सन्ति